मम अत्यन्तम् इष्टा क्रीडा नाम क्रिकेट् किमर्थम् इत्युक्ते तत्र वयम् अनेके जनाः मिलित्वा ताम् क्रीडाम् क्रीडामः क्रिकेट् नाम तत्र द्वौ टीं द्वौ टीं भवन्ति तत्र एकस्थाः वयं भवन् वयं भवन्ति अपरस्थाः अस्मद् विरुद्धपन्थीयाः स्युः तेषां तु तत्रापि क्रिकेट् नाम तत्र ब्याटिङ्ग् भवति बोलिङ्ग् भवति इत्यादिकं भवति तत्र मम तु ब्याटिङ्ग्मध्ये अत्यन्तम् आसक्तिरपि भवति तेन तत्र मम इच्छा अपि तेन क्रीडाकरणेन क्रिकेट् क्रीडा क्रीडनेन तु देहस्यापि अत्यन्तम् श्रमाधिकं भूत्वा रात्रौ निद्रापि समीचीनतया भवति एवं देहः अत्यन्तं किं भवन्ति देहस्य अत्यन्तम् श्रमोपि भवति इति तेन देहस्य सुष्ठुत्वम् अपि स्यात् अतः सा क्रीडा मम अत्यन्तम् इष्टा